अहं मम मित्रं तरणं पाठितवान् तदा निमज्जनादिसमस्याः जाताः एकदा सः तरणवेलायां निमज्जनं जातं तदा अहं तस्य करं गृहीत्वा बहिः आनीतवान् तदनन्तरं कटिपर्यन्तजले एव स्थित्वा अहं तस्य करौ गृहीतवान् पुनः तं तरणं शिक्षितवान् सः तदनन्तरं निधानतया सः तरणम् आरब्धवान् पुनः दिनद्वयाभ्यन्तरे सः तरणस्य अभ्यासं कृतवान् पुनः एकसप्ताहानन्तरं सः सम्यक्तया तरणम् अभ्यासं कृतवान् इदानीं वयं जले यत्र कुत्रापि तरणं कर्तुं शक्नुमः